अलङ्कारः अलङ्कारः तस्य मुख्यं रसः अतः फलारम्भे यतो हि केचित् यदि रसमयं काव्यम् इति वदन्ति तत् तर्हि तर्हि अर अरसिके अरसेषु काव्येषु काव्यं तु नैव भवति त तस्मात् काव्यस्य आत्मा दु ध्वनिरेव इति चिन्तितं काव्यस्यात्मा तु ध्वनिरिति बुधैः यस्समाम्नातः पूर्वः इति आनन्दवर्धनेनैव उक्तं खलु एवमेव अन् अन्येपि अलङ्कारः इति वदन्ति तत् ततः न अलङ्कारः रितिः अलङ्कारः इति वामनः तदपि न यतो हि हा